हरि ओम् मया मुर्कजमैत्रेयीगुरुकुलतः विट्लपञ्चलिङ्गेश्वरदेवालयः गन्तव्यः किं मां तत्र त्यक्तुं शक्नोति मया सार्धद्विवादने तत्र भाव्यम् तत्र एकः सङ्गीतकार्यक्रमः वर्तते समये मया प्राप्तव्यम् किं मां प्रापय किं मां प्रापयति कीयत् धनं स्वीकरोति पञ्चाशत्यधिकशतं वा नास्ति भोः शतं रूप्यकाणि यच्छामि तावदेव आगच्छति चेत् आगच्छतु अन्यथा अहम् अन्यं आह्वयामि परह्यः एव मया गतम् सः तद्दिने शतं रूप्यकाणि एव स्वीकृतवान् आसीत् किं मां त्यजति वा अस्तु तर्हि प्रस्थानं कुर्मः